विवाहेषु विवाहः इत्युक्ते विवाहसन्दर्भः तद् आनन्दसन्दर्भः अस्ति तेन सर्वे नृत्यन्ति गायन् नृत्यन्ति विविदभाषायाः गीतानि संस्थाप्य अस्माकं देशः सांस्कृतिक पारम्परिकानि गीतानि अपि संस्थाप्य क्लासिकल् डेन्स् एतादृशानि नृत्यानि अपि कुर्वन्ति केचन अधिकतया चित्रं रङ्गस्य चित्रं वयं पश्यामः चित्रेषु यानि यानि गीतानि भवन्ति तादृशगीतानि संस्थाप्य सम्यक्तया नृत्यं कुर्वन्ति तेन आनन्दं प्राप्नुवन्ति जनाः